माध्यमम् अर्थात् मिडियाद्वारा अत्र अस्माकं प्रान्ते यत्र कुत्रापि किमपि समस्या भवति प्रायः समस्याः दुस्सम्वादाः याः भवन्ति अथवा एतादृशाः वार्ताः बहु प्रभावं जनयन्ति जनेषु पुनश्च समाजस्य संलग्नतायां माध्यमं तु भागं गृह्णाति एव कारणं नाम ये जनाः त्रिपुरायाः नाम अहं मम राज्यविषयेऽपि वदामि ये जनाः त्रिपुरायाः अन्तिमभागे नाम शावृङ्ग्वेलुन इत्यादिस्थाने वर्तन्ते किंतु ये जनाः अगर्तलायां वर्तन्ते तेषु अभ्यन्तरे तत्र वार्तायाः गमनागमनं तत्र सर्वं माध्यमद्वारा एव भवति नाम मीडिया द्वारा पुनः स्थानीयवार्तापत्रिकायामत्र मुख्यवार्ता मुख्यवार्तापत्रिका भवति दैनिकसंवादः इति क् एका बङ्गवार्तापत्रिका वर्तते तत्र स्थानीयः विचारः नाम ते त् तत्रैव प्रकाश्यते प्रतिदिनं स् पुनश्च टिवि रेडियो एफ् एम् इति माध्यमाः तु सन्ति एव पुनस्तं एवम् इत्येवं रूपेणैव अत्र माध्यमद्वारा विचाराः जनेषु प्रसार्यन्ते